सस्यानां रोपणविधिः यथा भारतीयपारम्परिके पद्धत्यां वृषभाणां स् सहायेन कुर्वन्ति तथैव अहमपि करोमि यथा ग्रीष्मकालः समाप्यते तदनन्तरं वर्षः कालस्य प्रारम्भसमये सस्यानां रोपणं जनाः प्रायः कुर्वन्ति सस्येषु प्रायः सोया बिन् वा भात् इत्यस्य उत्पादनं प्रायः सर्वे जनाः कुर्वन्ति तस्मिन् समये अहमपि तस्य एव उत्पादनं करोमि यथा समाजस्य अप् आवश्यकता यस्मिन् सस्ये वर्तते तस्यैव उत्पादनम् अद्य अधिकतया जनाः कुर्वन्ति तस्य निर्णयं तथैव कर्तव्यं यस्य आवश्यकता अधिकतया समाजे वर्तते तस्य रोपणं कर्तव्यम् इति